विद्यालयस्य पठनम् अनन्तरं छात्राः उन्नतशिक्षणं प्राप्तुमेव इच्छन्ति केचन बहु अल्पछात्राः एव पारिवारिकव्यापारं कर्तुम् इच्छन्ति पूर्वमेव तेषां पूर्वजाः पिता पितामहः तेषां परम्परायाम् एकं व्यापारमस्ति चेत् तदेव अनुकुर्वन्तु इति बोधयन्तीति कारणात् केचन बहु अल्पजनाः छात्राः एव पठितुं व्यापारं कर्तुं गच्छन्ति अन्य सर्वे उन्नतशिक्षणं प्राप्तुमेव गच्छन्ति